अहं सीवनकार्यार्थं सामान्यतः वर्णानां चयनं वस्त्रानुगुणम् अथवा ग्राहक इच्छानुगुणं करोमि साधुवर्णविन्यासं कर्तुम् अहं कदाचित् ग्राहकानाम् आवश्यकता कथम् अस्ति इति दृष्ट्वा तदनुगुणं वर्णविन्यासं करोमि श्वेतवर्णस्य कृते कदाचित् कृष्णवर्णः कृष्णवर्णः अस्ति चेद् रक्तवर्णः तत्र कथं योजनं कर्तुं वयं शक्नुमः तद् विचिन्त्य तदनुगुणं वर्णविन्यासादिकं कुर्मः मम इष्टतमाः केचन वर्णाः इति चेत् श्वेतवर्णः हरितवर्णः नीलवर्णः रक्तवर्णः पीतवर्णः इत्यादिकवर्णाः मम अत्यन्त इष्टतमवर्णाः सन्ति तत्र कदाचित् ग्राहकानां मनसि यद् वर्णविन्यासम् अपेक्षते तदनु तदनुगुणं वर्णानाम् उपयोगः वयं तत्र योजयितुं शक्नुमः